हरिः ओं तत्र प्रश्नः अस्ति त्वं कुतः पशवः क्रीणासि तव पार्श्वे के के पशवः सन्ति तेषां मूल्यं मूल्यानि च कति एतावता त्वया कियत् अर्जितं विशेषप्रसङ्गः एतत्तु मम कृते कथं वक्तव्यम् इति पशवः क्रीणनम् इति प्रश्नः वैयक्तिकरीत्या मम समीपे किमपि वक्तुम् अनुभवः नास्ति श्रुतः अपि न अस्मि पशूनां मूल्यं तु न जानामि किन्तु पशुसम्पत्तिः अमूल्या पूजनीया इति सर्वत्र निवसतः भगवन्तः पशुष्वपि स्थित्वा आचेतनं ददाति सृष्टेः अविभाज्यम् अङ्गं पशवः बुद्धजीविनः मानवः यथा अस्माकं जीवः जीवनोपायः सौकर्यान् जीवनोपायाय सौकर्यान् कल्पयति जीवनोपायार्थं यान् यान् सौकर्यान् यान् यान् सौकर्यान् कल्पयति तथैव पशूनां कृतेऽपि करणीयं तदा परिसरे समतोलनं निर्माति तन्मूलकः स्वस्थसमाजः भवति इति वक्तुम् इच्छामि देवलोकस्य प्रत्येकदेवस्य स्वस्य द्यौतकरूपेण एकैकपशवस्य आराधना वर्तते ईश्वरस्य परिवारे तु परस्परविरुद्धानां स्वभावानां प्राणिनः सन्ति ईश्वरकृपा ईश्वरः तु उरगभूषणः गणपः मूषकवाहनः स्कन्दः मयूरवाहनः माता पार्वती तु सिंहवाहिनी विभिन्ना वा विभिन्नतायाम् एकता विभिन्नता अत्र ईश्वरस्य परिवारः इति पश्यामश्चेत् विभिन्नतायाम् एकता एकता परिवारे स्थापयितुम् ईश्वरपार्वत्योः परिवारं पूजयित्वा यशस्वी भवितुं शक्यते इति पुराणोक्तिः ईश्वरपरिवारे विरुद्धस्वभावानां जीवसङ्कुलमध्ये स्थित्वापि सह च जीवनस्य पाठं पाठयति यथा प्रकृतिः तत्रापि तथैव तदेव अनुसृत्य ईश्वरपरिवारे वयं पश्यामः चेत् बहु विशिष्टप्रसङ्गः एतत् महदनुभवेन सरलजीवनयापनमेव अमूल्यम् अर्चनम् अर्चनम् इत्युक्ते अत्र धनम् इत्येव एकम् एव नास्ति अमूल्यम् अर्जनं तु विविधतायाम् एकता कथं स्थापयति इति यथा यद्भावं तद्भवति इति उक्तिः अस्ति खलु तथं यथा वयम् ईश्वरपरिवारस्य पूजनं क्रियते चेत् तत्र एतसद्याः भावनयाः अपि वयं करणीयं प्राणीसङ्कुलस्य विषये पशवः इति यः अस्माकं प्रस्तुतविषयः अस्ति खलु तत् अनुसृत्य नागभूषणं मूषकवाहनमयूरवाहनसिंहवाहिनी इति एकम् एव परिवारे विभिन्नाः सन्त्यपि एकता बहुदृढः अस्ति दृढा एकता अस्माकं देशस्य राष्ट्रियपशुः व्याघ्रः राष्ट्रियपक्षिः मयूरः एतद्रीत्या बालानां कृते पञ्चतन्त्रकथाः पशूनां कृते परस्परस्नेहः वर्धयितुं विविधरीत्या नीतियुक्ताः कथाः वर्तन्ते अधुना तु तान्त्रिकसौलभ्यैः चित्रमाध्यमेन अपि दर्शयित्वा विशेषरीत्या प्रभावकारी कृतमस्ति एतानि सर्वाणि धनात्मककार्याणि सर्वप्राणिनां कृते मानवीयता जागृता भवति प्रपञ्चे बह्व्यः संस्थाः प्राणीसंरक्षणाय कार्याणि कुर्वन्ति तेषु अहम् एकं सा एका संस्था जानामि कृष्णकृपाप्राणिधामः इति न्यासः तन्मूलकं सहस्राधिकानां पशूनां संरक्षणं शुश्रूषा च शुश्रूषा च अपि करोति एका एव महिला एषः उल्लेखनीयः विषयः एषः उल्लेखनीयः विषयः इति अहं भावयामि एतावता रीत्या बह्व्यः संस्थाः सन्ति तन्मूलकानां प पशूनां संरक्षणं भवति एतत् पशूणां कृते मम परिचयः इति विरमामि नमस्कारः